आं भगिनी नमस्ते वदतु भगिनी दूरवाणी कृतवती इति वदतु भगिनी अहं किं करोमि भगिनी भवत्याः गृहे ज्येष्ठाः अग्रजाः अनुजाः लघुबालकाः सन्ति सर्वे केचनः लवणम् अधिकम् इच्छन्ति नो चेत् कारम् अधिकम् इच्छन्ति अहं किं करोमि अहं किं चिन्तितवान् भवती जानाति वा अहं चिन्तितवान् अहं पाकं करोमि अहं भोजनं करोमि प पचित्वा गच्छामि लवणम् आवश्यकं चेत् लवणं योजयन्तु मधुरम् आवश्यकं चेत् मधुरं योजयन्तु कारम् आवश्यकं चेत् मरीचिकां योजयन्तु इति एव चिन्तितवान् भगिनी अहं तु पाचकः अस्मि पाचकस्य कार्यं किम् अस्ति भोजनं पचित्वा दातव्यं यदा नूतनतया पचामि चेत् भवती सन्तुष्ठा भवति किल अतः एव अहं नारीकेलतैलम् उपयु उपयुज्य कृतवान् कृतवान् भगिनी तत् फ़्रिज् अस्ति किल शीतलपेटिकायां स्थापयित्वा आगतवान् न भगिनी अन्नं वृथा न करणीयम् अतः मध्याह्णे कोपि न खादितवन्तः तदेव स्थापितवान् कृपया किञ्चित् बहिः स्वीकृत्य ओवन् अस्ति किल तत्र उष्णं कृत्वा खादन्तु आं भगिनी अध्य तु मम पत्न्याः काल विरामकालः अद्य अतः कुटुम्बसहितं बहिः आगतवान् आं भगिनी श्वः पूर्णदिनं भविष्यामि न न धनं स्वीकरणार्थं निश्चयेन आगच्छामि चिन्ता मा करोतु अस्तु भगिनी यावत् शक्यते तावत् निश्चयेन करोमि आं भगिनी मिलामः